नवजातशिशोः कृते अवश्यमेव स्वच्छतायुक्तवातावरणम् अपेक्षते यदि तेषां कृते स्वच्छतायुक्तवातावरणं न उपलभ्यते तर्हि तेषां स्वास्थ्यं समीचीनं न भवति रोगः आयाति तेषां रोगनिवारणार्थं स्वास्थतायाः अपेक्षा वर्तते स्वास्थकरवातावरणम् अपेक्षते स्वास्थकर परिसरः अपेक्षते वस्त्राणि अपेक्षते इत्यादयः एवं च तेषां कृते पर्याप्तरूपेन खाद्यव्यवस्था एवं चिकित्साव्यवस्था अपि अपेक्षते तर्हि एतादृश स्वास्थतानिमित्तं कार्यं भवति चेत् नवजातशिशोः कृते स्वास्थ्यकरवातावरणम् उपलभ्यते इति